हरि ओम् श्रूयते खलु एवमेवं किमपि नास्ति एवमेव काचित् समस्या जाता आसीत् अतः एवं सूचयामि एवमस्ति स्थितिः इति भवत्याः अपि एवं पूर्वमभूत् खलु अतः भवत्या तत् तदा किं कृतमासीदिति किञ्चित् वदति चेत् साहाय्यं भवति इति भवत्याः कृते दूरवाणीं कृतवती मया पास्पोर्ट् कार्यालये कार्यालयं प्रति इत्युक्तौ दूरवाणी कृता आसीत् पारपत्रस्य अद्यतनीकरणार्थं मया तत्र दूरवाणी कृता आसीत् तत् मया तत् तदर्थं यत् करणीयं तत् कृतमासीत् पुनश्च तत् सम्पन्नं वा न वा इति ज्ञातव्यम् इत्यतः दूरवाणी कृता परन्तु इतोपि ते तद्विषये किमपि सम्यक् न वदन्तस्सन्ति अभूत्वा अथवा यथाशीघ्रम् इदानीं मया तु मम गमनयोजना वर्तते अस्य अस्य एव सप्ताहस्य अन्तिमे दिने इत्युक्तौ मन्दवासरे मया गन्तव्यम् इति निश्चितमस्ति इतोपि दिनपञ्चकमेव अवशिष्टमस्ति यदी ते न प्रयच्छन्ति बहुक्लेशः भवति अतः यदि शीघ्रं प्राप्यते सम्यक् इति मया चिन्तितं परन्तु यदि ते तेषां कृते दूरवाणीं कृत्वा यदि सम्भाषणं कुर्मः ते तु तावत् तावत् शीघ्रं दातुं न शक्यते प्रायः इतोपि विलम्बः स्यात् इति एवं वदन्तः सन्ति यदा भवत्याः एवं समस्या अभूत् भवती केषां सम्पर्कं कृतवती यतः भवती भवत्याः तदा एवमेव आसीत् खलु स्थितिः भवत्या अपि शीघ्रं गन्तव्यमासीत् बहु दिनानि नासन् इत्यतः भ भवती अपि इदं क्लेशम् एतं क्लेशमानुभूतवती तदा भवती मामुक्तवती आसीत् खलु एवमभूत् इति पुनः कश्चन भवती सहायं कृतवान् कश्चन भवती किमपि उक्तवती आसीत् अहं सम्यक् नस् न स्मरामि परन्तु ते कश्चन अधिकारी वा कश्चन सः भवत्याः कृते साहाय्यं कृतवान् इति भवती उक्तवती आसीत् अतः भवती एतत् सं भवत्याः समीपे तत्सङ्ख्या अस्ति अथवा कुत्र प्राप्यते इति भवति वदत् वदति चेत् अहं ततः सङ्गृह्य तेषां सम्पर्कं कृत्वा अहम् कार्यं साधयितुमिच्छामि यतः मम अत्यन्तमावश्यकता अस्ति यदि विलम्बः स्यात् तर्हि पुनः गमने क्लेशः भवति गमनं तु अत्यन्तमपेक्षितमस्ति अतः तत् अहं निवारयितुं न शक्नोमि अतः अनिवार्यं तत् अतः गन्तव्यमेव परन्तु शीघ्रम् एतत् कथं सम्पादयितुं शक्यते इत्येव अहं चिन्तयन्ती अस्मि अतः भवत्याः समीपे सङ्ख्या अस्ति चेत् एकवारं तत् तां सङ्ख्यां ददातु अहं तमेव तामेव सङ्ख्याम् एकवारं दूरवाणीं करोमि यदि तत्र उपलभ्यते अहं मम अपि सन्तोषः भवति पश्यामः यदि अनेन सिद्ध्यति सिद्ध्यति अन्यथा मार्गान्तरमस्ति चेत् तेन अपि प्रयत्नं करोमि एकवारं यदि सः भवत्याः समपि संख्या अस्ति तर्हि कृपया ददातु